नमो नमः अहं तत्र हर्याणा प्रान्ते भ्रमणार्थम् आगन्तुम् इच्छामि बव् भवतां होटेल् भवतां होटेले आवासव्यवस्था कर्तुम् इच्छामि तत्र किं किं सौविध्यं तत्र वर्तते अस्तु तर्हि तत्र प्रत्येक व्यक्तेः कति शुल्कं भवान् अपेक्षितमत्र अस्तु आ वयं पञ्चाशत् जनाः आगमिष्यन्ति तत्र एक एक एक सप्ताहः एक सप्ताहार्थं तत्र निवसामि निवसामः तर्हि किमपि डिस्कौण्टपि नास्ति वा अस्तु तर्हि अस्मा अस्माभिः सह केचन लघु बालकाः अपि आगमिष्यन्ति तेषां कृते अपि पृथक् व्यवस्था वर्तते प् एवं तेषां कृते किं शुल्कः वयं देयं आयु तुः आयु पञ्चवर्षन्यूनाः सन्ति केचन् द्वित्रः पञ्चवर्शन्यूनाः सन्ति द्वित्राः दश वर्षाः न्यूनाः सन्ति सुतरे तत्र क्रीड् क्रीडार्थं सम्यक् स्थानमपि वर्तते वा भवतः तु तर्हि उद्यानमपि वर्तते वा अस्तु तर्हि अहं तत्र कति यदि डिश्कौण्ट् भविष्यति चेत् तर्हि एकवारं पश्यतु अस्तु तत्र प्रात् भोजने किं किं वर्तते अस्तु तर्हि अस्माकं पञ्चशत षड् जनानाम् एवं पञ्च पञ्च षड् बालकानां कृते भवान् अस्माकं बुकिङ् इति कर्तुं शक्यते दिनाङ्कः पञ्चविंशतिदिनाङ्के सेप्टेम्बर् मासस्य तः सप्तदिन अन अग्रे सप्तदिनान् आम् धन्यवादः महोदय धन्यवादः